भारतस्य आरोग्यव्यवस्थायाः तु अभिवृद्धिः दृश्यते वर्धमाना एव तस्य परिवर्तनम् बहु वर्धमानं एव वर्तते औषधोपचारविषये तु यदा करुणातं ततः अग्रे तदारभ्य भारते औषधोपचारविषये नाम आरोग्यविषये बहु अभिवृद्धिः जाता इत्येव वयं भावयामः तादृश सन्दर्भेषु कठिणसन्दर्भेषु अपि भारते आरोग्यसंरक्षणविषये आरोग्यव्यवस्थायाः विषये बहु मुख्यतया बहु अन्यदेशेभ्यः अपि साहायमाचरितुम् एवं च भारतेपि सर्वेषां कृते औषधोपचारव्यवस्थायां बहु कार्यं भारतस्य आरोग्यसंरक्षणविषये भारतेन कृतमस्ति अतः भारते तादृशी आरोग्यव्यवस्थायाः विषये बहु अवधानम् एवञ्च नूतनतत्त्वानाम् आविष्कारः अपि क्रियमाणः वर्ततेव तेन भारतस्य नाम अपि वर्धमानः वर्तते तत्र मुख्यं मोदिवर्याः इत्येव वयं वक्तुं शक्नुवन्त तेषामेव अध्यक्षे सर्वं जायमानं वर्तते ते सर्वस् सर्वासु सर्वेषु विषयेषु अपि तादृशम् अवधानं दत्वा अभिवृद्धिं कारयन्तः अपि वर्तन्ते तेन भारतस्य नाम अग्रे बहु वर्धते इति वयं वक्तुं शक्नुमः